मुम्बैस्थले विद्यमानं ट्रेल् प्लेसर् चारण समूहेन साकं बहूवारं ट्रकिङ्ग् कृते गतवती आसम् तत्रैव हरिश्चन्द्रगड् लोणावळा किल्ला व रायगड फ़ोर्ट् इत्यादिकं सर्वम् अनुभवः प्राप्तः तत्र कदाचित् सर्वैः साकं गच्छामि कदाचित् केवलं ग्रहीय जनानां साकं व अग्रे कानि चारणानि कर्तव्यानि इति प्रश्ने सति सह्याद्रि अवश्यम् आरोढुम् इच्छामि इति